पूर्वम् अहं स्मरामि यदा अहं छात्रः आसम् शृङ्गगिरौ मम हस्ते किञ्चित् फ़ोन् आसीत् यस्य कीपेड् विशेषः भवति स्म नाम अक्षराणां टङ्कनं कर्तुं तत्र अवकाशः भवति स्म फ़िज़िकल् कीज़् भवन्ति स्म यदा यथा कीबोर्ड् मध्ये कीज़् भवन्ति तथैव तत्र बटन्स् भवन्ति स्म तत्र वर्णद्वयस्य प्रदर्शकपटलः आसीत् नाम स्क्रीन् आसीत् वर्णद्वयम् एव सः प्रदर्शयति सा प्रदर्शयति स्म तत् सा प्रदर्शनी प्रदर्शयति स्म अधुना तु स्मार्ट् फ़ोन् इत्यस्य कालः अस्ति स्मार्ट् फ़ोन् मध्ये इदानीं चिन्तयामश्चेत् केमरा इत्यस्य उपयोगः उपयोगः अत्रैव भवति तदर्थं भिन्नं साधनं न अपेक्षते अपि च अलार्म् इत्यस्य रेकार्डर् इत्यस्य अथवा फ़ोन् इत्यस्य वा भवतु सर्वमपि अत्रैव अस्ति स्मार्ट् फ़ोन् मध्ये अत एव स्मार्ट् फ़ोन् चतुरदूरवाणी इत्यस्य इति अस्य नाम अस्ति सम्पूर्णतया भिन्नमस्ति इत्येव अहं वक्तुं शक्नोमि यत् पूर्वतन दूरवाणीषु आसीत् तत् तत् शतगुणम् अत्र स्मार्ट् फ़ोन् मध्ये अस्ति इति वदामि अद्य नेट्वर्क् सम्पर्कः वस्तुतः वयं अधुना त्रि जि फ़ोर् जि उपयोगङ्कुर्मः कदाचित् फ़ाय् जि इत्यस्यापि उपयोगः भवति फ़ाय् जि नेट्वर्क् तु महान् अस्ति अत्यन्तं शीघ्रतरमस्ति फ़ोर् जि इत्यस्य उपयोगः तु व्यापकरूपेण अस्माभिः क्रियमाणम् अस्ति भारते आभारतं फ़ोर् जि इत्यस्य लब्धिरस्ति आं मम मया उपयुज्यमानम् सिम् अस्ति देशस्य अत्यन्तं प्रसिद्धं सिम् बि एस् एन् एल् इति बि एस् एन् एल् वस्तुतः मम कार्यालयीय कार्यार्थम् उपयुज्यते अन्यत् सामान्यतया यदहम् उपयुञ्जे तदस्ति जियो इति जियो जीवदात्री सिम् अस्ति तत्र सम्भाषणार्थम् एवञ्च डेटा प्लान्स् कृते सर्वत्रापि अत्यन्तम् उत्तमावकाशः अस्ति अन्यत्र यत् न लभ्यते प्रतिमासं मया प्रायेण पञ्चशतं रूप्यकाणि एतदर्थं व्ययीक्रियन्ते इति अहं चिनयामि तत् सर्वथा प्रतिमासं रिचार्ज् न करोमि परञ्च प्रतिमासं प्रायेण पञ्चशतं रूप्यकाणि इति केल्क्युलेशन् कर्तुं शक्यते